अहं चित्रनिर्मितं चित्रनिर्माणं कर्तुं बहु इच्छामि तद् कर्तुं यथा किमपि वस्तु दृष्ट्वा चित्रं निर्मातुं परिश्रमं करोमि किन्तु यावद् शक्यते तावदहं तदुपयुज्य करोमि नो चेद् किमपि फ़ोटोस् अस्ति चेत् तद् स्वीकृत्य रचयितुं प्रयासं करोमि नो चेत् तदपि केचन समये तदपि तद् तदपि सबलः जायते तदपि सबलः न जायते चेदेव चेत् अहं निश्चयरूपेण अन्तर्जाले अथवा बहिः क्वचित् सहायं स्वीकरोषि इदानीन्तनसमये अन्तर्जाले बहु अस्ति कथं निर्माणं करणीयम् इत्यादिकं कक्ष्याः अपि प्रचलति अन्तर्जाले नो चेत् बहिः क्लासस् भविष्यति चित्ररचनानिमित्तं तथापेक्षया अन्तर्जाले एव सहायं स्वीकरोषि तद्वद् गूगुळ् मध्ये अपि चित्राणि लभ्यन्ते तदुपयुज्य चित्राणि निर्मामि नो चेद् तदपि कठिणम् अस्ति चेद् यूट्यूब् मध्ये क्लासस् पश्यामि तद् उपयुज्य चित्राणि निर्माति तद्वद् सर्वं च करोति